कदाचित् अधिकसमयं यदि गीताभ्यासं करोमि तर्हि कण्ठस्य किञ्चित् श्रान्तता भवति अतः अहं तस्मिन् समये किञ्चित् ततः विश्रान्तिं स्वीकरोमि अनन्तरं यदि कदाचित् स्वरस्य काठिन्यं अनुभवामि तर्हि तस्मिन् समये अपि किञ्चित् विश्रान्तिं स्वीकृत्य अत्र अहम् उष्णजलं निर्माय उष्णजलं पिबामि अनन्तरम् अद्रकं भवति उष्णजलेन सह अद्रकं किञ्चित् तत्र खादामि अथवा मुखे स्थापयामि तेन किञ्चित् राहत्यं भवति तथा च उष्णजले किञ्चित् लवणं संस्थाप्य तत्पिबामि तेनापि बहुलाभदायकः भवति अनन्तरं कदाचित् नाम स्वरस्य यदि भङ्गः भवति अथवा नाम गीतगायने किञ्चित् काठिन्यम् अनुभवामि अथवा स्वरस्य किञ्चित् नाम भङ्गं भवति तर्हि तस्मिन् समये उष्णजलं पिबामि अथवा तत्र किञ्चित् कटुः किमपि खादामः चेत् तत्र बहु नाम लाभदायकः भवति मम कृते तस्मिन् समये अहं एतानि एव कार्याणि करोमि पुनः मम ध्वनिः रक्षितुं तत्र यदि नाम मम यः स्केल् वर्तते गीतगायनस्य तर्हि तत् तद् स्केल् मध्ये एव मया गीयते अनन्तरं कदाचित् यत्र नाम समूहे यदि भवति चेत् गीतं तर्हि तत्र सर्वेषां स्केल् समानं न भवति अतः मम यत्र सौकर्यम् अस्ति यस्मिन् स्केल् मध्ये अहं तत्रैव गीतं गायामि कारणं यदि मम स्केल्तः भिन्नं स्केल्मध्ये गायामि चेत् तत्र कण्ठे पीडा भवति अथवा तत्र स्वरस्य भङ्गं भवति काठिन्यं भवति मम स्वस्य कृते अपि किञ्चित् असुविधाः भवन्ति अतः अहं मम स्केल्मध्ये एव गायामि तथा च तत्र यदि कदाचित् कष्टम् अनुभवामि तर्हि तदापि अहं स्थगनं करोमि कदाचित् स्वास्थ्यम् असमीचीनं भवति कण्ठपीडा भवति तर्हि तस्मिन् समये अहम् गीताभ्यासं न करोमि